मम प्रदेशस्य समीपे बहूनि यात्रासंस्थाः सन्ति यात्रा एजेण्टस् अपि सन्ति सञ्चयः टूर्स् महालक्ष्मी यात्रा सर्वीस् राघवेन्द्रः सर्वीस् श्रीरामः ट्रावेल्स् सर्वमस्ति ते प्रतिदिनं यात्रा अस्ति प्रतिदिनम् आ या प्रतिदिनं यात्रा द्विदिनं तिस्रः एक्सट्रा ते कुर्वन्ति वयं परिवारेण सह त् एकदिनम् अस्ति चेत् एकदिनयात्रा अस्ति चेत् वयं तिरुपतिं वयं गच्छामः मम गृहस्य समीपे यात्रा संस्थाः बहूनि सन्ति बहु बहु उपयोगम् अपि अस्ति